हाम् वदतु आम् वदतु ह्यः कः जातः

रारवेणुगोपाबालः रारवेणुगोपबालः राजेशि जयशीलः इत्येव खलु आम् तस्य रागं किमिति जानासि वा ह वदामि आ अस्तु रारवेणुगोपाबालायाः रागं वर्तते बिलहरिः इति

आदि तालः एव भवतु इद् अद्य बिलहरिरागस्य आरोहणं किम् अवरोहणं किम् इत्युच्यते आरोहणं तु मोहनरागम् इव भवति सरीगपधसा इति अवरोहणम् म् अवरोहणं तु मोहनरागमिव न भवति साधपगरेसा इति न भवति सानिधपमगरेसा इति भवति ज्ञातं वा एकवारं वक्तुं शक्यते वा यद् मया उक्तम्

आरोहणं स रि ग पधसा इति आरोहणम् सानिधपमगरेसा इति अवरोहणम् ज्ञातं वा रारवेणुः गोपाबाला सम्पूर्णं भवती जानाति वा न ज न जानासि वा भवतु तदनन्तरम् भवती अभ्यासः कृतवती वा पुरातनं पुरातन पाठाः पुरातनः पाठः यत् सरलिवरिसे वर्तते जण्टवरसै वर्तते तत्सर्वं कृतवती वा सम्यक्तया कृतवती वा

आम् अभवत् भवत्याः अस्तु अद्य भवती सम्यक्तया बिलहरी रारवेणु गोपाबालायाः अभ्यासं कुरु एवं यत् पूर्वमुक्तं वर्तते अन्ये हीताः ये वर्तन्ते ते सर्वे ते सर्वे एकवारं सम्यक्तया अभ्यासं कुरु तदनन्तरं सरि शरलिवृसै जण्टवृसै इत्येतेषामपि करणीयं वर्तते इतः परं वर्णस्य प्रारम्भः क्रियते मया अस्तु हा अद्य भवतु श्वः आगत्य यत् पाठितं वर्तते तत् सर्वमेकवारं श्रावयतु ह